भारतस्य जनसञ्चारव्यवस्था समाजपत्रिका दूरदर्शनं बेतारयन्त्रम् इण्टर्नेट् वार्ता नृत्यं सङ्गीतं दूरवाणी सङ्गणकम् इत्यादि वर्तते अत्र जनाः मुख्यतया दूरदर्शनं दूरवाणीं सङ्गणकम् इण्टर्नेट् सञ्चारप्रकारम् आधिक्येन उपयोगं कुर्वन्ति सञ्चारकाले यदि ग्रामे समस्याः भवन्ति ग्रामे सम्यक् भावेन नेट् न आगच्छति यदि ग्रामे नेट्वर्क् टावर् स्थापयामः चेत् व्यवस्थाः समस्याः गुणाधानं भविष्यति